मम पितुः सकाशात् अहं भगवतः श्रीरामस्य चरितं श्रुतवान् स च रामो विग्रहवान् धर्मः इत्युक्तरीत्या स्वजीवने धर्मपरिपालनाय समस्तमपि अधर्मभूतं त्यक्तवान् तत् कथं नाम पितृवाक्यपरिपालनार्थं समग्रोऽपि राज् समग्रोऽपि यः ऐश् राज्यरूपः ऐश्वर्यः वर्तते तं तृणवत् त्यक्तवान् तादृशः महापुरुषः देशेऽस्मिन् जातः नाम अहम् आत्मानं धन्यं मन्ये यतः तस्मिन् एव देशे ममापि जन्म अभूदिति सः अतीव सरलस्वभावी समस्तसद्गुणसम्पन्नः वेदवेदाङ्गवित् युद्धनीतिविशारदः एवम् अनेकानि विशेषणानि अनेकाः उत्कृष्टाः गुणाः तस्मिन् सन्ति तादृशस्य श्रीरामचरितस्य श्रवणं मया गुरूणां मुखात् कृतम्